हरि ओम् अहम् इण्टर्नेट् मध्ये अहं दृष्टवती सोफा विषयं बहु अन्वेषणं कृतवती कुत्र सम्यक् लभ् लभ्यते कुतः अहम् आर्डर् करोमि सर्वं सम्यक्तया दृष्ट्वा अहम् अनन्तरं भवतां कम्पनी तः आर्डर् कृतवती तत् समये आगत आगतः गतरात्रौ अहं प्राप्तवती बहुसुन्दरम् अस्ति बहुसुन्दरमस्ति सम्यक् अस्ति ते सम्यक्तया डेलिवरी अपि डेलिवरी जनाः सम्यक्तया आनीतवन्तः कुत्रापि किमपि डेमेज् नास्ति तर्हि बहु धन्यवादाः अहं यथा चिन्तितवती कथं डेलिवरी आगच्छति तत् किं ब्रेड्ज् भविष्यति वा न वा तत् समीचीनतया आगच्छति वा अहम् अधुना सम्पूर्णतया सन्तुष्टा अस्मि बहू सम्यक्तया भवतां कम्पनी जनाना जनाः तत् सोफा सेट् स्वीकृत्य आनीतवन्तः अनन्तरम् अत्र मम गृहे ते सम्पूर्णतया सेट् अपि कृतवन्तः एतदर्थं धन्यवादाः ज्ञापयामि धन्यवादः